नमस्ते अहं भवतां रुचिमने होटेल् मध्ये त्रीणि दोसा पुनश्च चत्वारि इड्ली पुनश्च पञ्च रोटी एवम् आर्डर् कृतवानासं किन्तु किञ्चित् निष्कासनीयम् अतः इदानीं तत्र रोटिकापञ्चकमार्डर् कृतमासीत् किन्तु द्वयमेव अपेक्षितं पुनश्च तद् द्वयं निष्कासयन्तु त्रयं निष्कासयन्तु इड्लि अपि द्वयमेव अलं द्वाभ्यामलं तावदेव एतावदेव आर्डरस्ति मम